संस्कृतक्षेत्रे क्रियमाणानां संशोधनानां गुणवत्ताविषये महान् विवादः दृश्यते तत् विषये मम अभिप्रायः गुणवत्ता इति मत्वा कार्यस्य स्थगनम् न भवनीयम् एतन्मध्ये किम् अभवत् पारम्परिकरीत्या एकवर्गस्य जनाः एव संस्कृतं पठन्ति ते एव संस्कृतविषये जानन्ति अन्ये कोपि संस्कृतस्य ज्ञानमेव प्राप्तुं योग्यता अपि न प्राप्नुवन्तः इति बहवः चर्चाः अभवन् इदानीं तु किम् अभवत् संस्कृतं एका एका भाषा संस्कृतं एका भाषा भाषां स्वीकृत्य किमपि चर्चां कर्तुं शक्नुमः किमपि विषये संस्कृते एव विज्ञानविषये वा सामाजिकविषये वा औषधिविषये वा चतुष्षष्टिः कलाविषये वा किमपि वक्तुं शक्यते संस्कृतभाषा प्रथमतः वयं जानीमः चेत् तदर्थं भाषामनुसृत्य किमपि संशोधनकार्यं प्रचलति चेत् गुणवत्ता इत्युक्ते तादृशी न भवति चेतपि एतन् मध्या स्थगितः एव आसीत् खलु तत्तु न भवनीयम् अग्रे गन्तव्यम् इति वयं निर्धारं कृत्वा अग्रे गन्तुम् कथं करणीयम् इति प्रारम्भः तु अभवत् इदानीम् अक्षरासंस्थाद्वारा प्रपञ्चाद्यन्ता बहवः शाखाः तन्मूलकाः कार्यकर्तारः प्र बहवः प्रयत्नाः प्रचलन्तः सन्ति तत् कार्यस्य फलमेव सर्वे इदानीं संस्कृतपठनपाठनकार्ये प्रवृत्ताः सन्ति प्रारम्भिकस्तरस्य सरला इति परीक्षा स्तरस्य कोविदपर्यन्तं सामान्यरीत्या परिचयं भवति तदनन्तरम् अग्रे गन्तुम् इच्छामः चेत् तदपि पठनं व्यवस्था अस्ति पाठशाला युनिवर्सिटि विश्वविद्यालये प्रत्येकराज्ये प्रत्येकम् विषये पा पठनं बि ए एम् ए आचार्यकक्षा विद्वत् कक्षा इति तदनन्तरं विद्यावारिधिकक्षा तत्र काम् गुणवत्तां विषये इत्युक्ते भाषाविषये वा मूलतः विषयस्य प्रयोजनं तु भवति एव भाषाविषये तु सुलभभाषा भवति इति मम अभिप्रायः शास्त्राधारितभाषा तु बहु क्लिष्टा भवति तदर्थं भाषाविषये एव वयं संशोधनं कुर्मः चेत् तत्तु गुणवत्ता भवनीया एव समाजोपयोगी विषये वयं किमपि शा संशोधनं संस्कृते कुर्मः चेत् भाषा सामान्या अस्ति चेदपि समस्या नास्ति इति मम अभिप्रायः किन्तु नवनवविषयान् समाजाय दातव्यम् इति आशा तु संशोधनेन समाजाय लाभः एव भवति उदाहरणार्थं किमपि आध्यात्मिकविषये भगवद्गीता इति एकः ग्रन्थः एव वयं स्वीकुर्मः चेत् ग्रन्थस्य भाषा सुलभा अस्ति गीतायां बहवः अष्टादश अध्याये सप्तशतिश्लोके बहवः विषयाः सन्ति तत्र एकेकं चित्वा विमर्शं कुर्मः चेत् संशोधनार्थं बहु लाभः एव भवति तदर्थं वयम् अग्रे गत्वा संशोधनकार्यं करणीयमेव गुणवत्ताविषये मार्गदर्शकैः सहाय्यं स्वीकृत्य इतोपि अधिकगुणवत्ता प्राप्तुमपि शक्नुमः तद् उचितं नास्ति इति मत्वा स्थगनं तु न करणीयम् इति मम अभिप्रायः तदर्थं किमपि विषये समग्र अध्ययनार्थम् इच्छामः चेत् तत्र संशोधनकार्यं भवनीयमेव ये ये इच्छन्ति ते कुर्वन्ति केवल भाषागुणवत्ता नास्ति इति चेत् न त्यक्तव्यम् भाषाविषये भाषा गुरुभिः सह चर्चां कृत्वा तदपि गुणवत्ता वर्धयितुं प्रयत्नं करणीयं न तु गुणवत्ता नास्ति इति मत्वा कार्यस्य स्थगनं तु करणीयं मास्तु इत्येव मम अभिप्रायः